मम प्रदेशे पर्यावरणं तु बहु सुन्दरम् अस्ति नगरे सर्वत्र उन्नतभवनानि सन्ति उद्यानानि सरः तडागाः वायुविहारार्थं व्यवस्था उपाहारगृहम् सर्वम् अस्ति अत्र जनाः भिन्नभिन्नकार्यं व्यवहारं च कुर्वन्ति अत्र जनाः कृषिकार्यम् कार्यक्षेत्रे आपणे तन्त्र तन्त्रांशसंस्थायाम् इति भिन्नभिन्नक्षेत्रे स्व कार्यं कुर्वन्ति कृषिकाणां दैनन्दिन जीवने ऋतुभिः प्रभावः मुख्यतया भवति कृषकाः विभिन्न ऋतोः अनुगुणं एव कृषिकार्यम् कुर्वन्ति